अहं नृत्ये भरतनाट्यं एवं भ मोहिनि अट्टमपि परिशीलनं कृतवती तत्र अहम् इदानीमपि परिशिन्नं तत् कृतं करोमि तत्र नृत्ये बहूनि बहूनि अस्ति वयं अस्माकं कृते पठनार्थं बहूनि अस्ति एकं नृत्तम् इति इत्यर्थंः म आव् अस्माकं भावं अस्माकं मुखभावं अस्माकं मुद्रा हस्ते मुद्रा पादे पादे पादे नाम अस्माकं पादे नृत्यं नृत्तं तदेवं नृत्ये बहूनि बहूनि पठनार्थं भवति नृत्यं न केवलं मुखं न केवलं काककृष्णे कृष्णवर्णाः कृष्णवर्णाः कृष्णवर्णाः अपि नृत्तम् अभ्यासं कर्तुं आगच्छामि तत् न केवलं कृष्णवर्णाः अपि नृत्यं कर्तुं करोमि नृत्यं कर्तुम् अवकाशकमस्ति किञ्चित् तत्र केरला मध्ये सत्यभामा टीचर् भवति कलामण्डलं तत् टीचर् सा वदति सा वद वदति किमिति कृष्णवर्णाः केवलं श्यामः केवलं केवलं कृष्णवर्णाः अन्या अन्या नृत्तं करि कर्तुं नृत्तं कर्तुं न अवकाशं नास्ति इति तत् तत् न तत् न उत्तमं किं वर्णं हि किं वर्णं भवतु किं जाति वा किं मतं वा सर्वजनानां सर्वजनैः नृत्तं कृत्वा आवश्यकम् अवश्यं अव अवकाशं भवति अवकाशमस्ति इति अहं चिन्तनं मम चिन्तनम् इति इत्यर्थः भवति